सम्पादनकार्यं तु आवश्यकतायाः अनुसारं वयं कुर्मः कुत्रचित् योजनीयं भवति कुत्रचित् निष्कासनीयं भवति कुत्रचित् सम्यक् रीत्या इतोऽपि करणीयम् इति भवति त तादृशरीत्या सम्पादनकार्यं कुर्मः तस्य परिष्कारकार्यं यदा वयं कुर्मः मूल यः विषयः अस्ति अथवा लेखनं भवति तेन सह वयं मेलयामः सम्यक् अस्ति वा मूलविषयः यः अस्ति तेन तत् विहाय एव लिखितम् अस्ति वा अथवा किञ्चित् अधिकम् उक्तम् अस्ति वा तस्य परिष्कारः अथवा लेखनं सर्वं करणीयं भवति एवं रीत्या वयम् अस्माकं पद्धतिं वयं पालयामः प्रत्येक कश्चन क्रमः इति वयं वक्तुं न शक्नुमः